पूर्वं तत्र कृषिक्षेत्रं अनन्तरं उद्योगं अनन्तरं व्यवहारः इति जीवने त्रयः प्रकाराः आसन् इदानीन्तु तत्र नानाप्रकाराः बहुमुखी जीवनं अस्ति मानवानां इदानीन्तनक युवकाः किं कुर्वन्ति इदानीं जेराक्स् सेण्टर् कुर्वन्ति अनन्तरम् सर्वत्र इतस्ततः जनाः भ्रमणं कुर्वन्ति अतः तत्र उपहारमन्दिरादिकं कुर्वन्ति लाड्जिङ्ग् कुर्वन्ति एवम् इदानीन्तन काले नाना अवकाशः युवकानाङ्कृते मिलति अतः सर्वेषां हस्तेषु एव इदानीम् धनव्यवहारः प्रचलति